हरि ओम् नमस्ते अहं प्रशान्ती भवती वी क्षम्यतां भवत्या भवती डेकोरेशन्स् करोति खलु आम् वेड्डिङ्ग् प्लानर्स् खलु मम आम् कानि कानि कार्याणि कर्तुं शक्यते अस्तु विज्ञासाः कानि सन्ति मम तु पाटलवर्णः इच्छति मम पतिः नीलवर्णः इच्छति तादृश तादृश वर्णाः सन्ति वा भवत्याः समीपे अस्तु वेदिका अलङ्कारः अलङ्कारः सम्पूर्णतया पञ्च सहस्त्रं दातुं शक्नुमः अस्तु वेदिका अलङ्करणार्थं ट्रेडिशनल् अपि कुर्वन्ति माडर्न् अपि कुर्वन्ति खलु आं उत्तमम् उत्तमं सन्तोषः तर्हि विवाहसमये ट्रेडिशनल् अलङ्कारं करोतु रिसप्षन् समये किमपि यत्किमपि माडर्न् अलङ्कारं कर्तुं शक्यते वा अस्तु पुष्पाणि अपि मल्लिकाः कर्तुं अहं मम इच्छा अस्ति आम् आं आं पाटलं पाटलमपि करोतु भगिनी अस्तु धन्यवादः भोजनविषये शतजनाः आगच्छन्ति यत्किमपि न्यूनातिन्यूनं शतं शतजनाः आगच्छन्ति यदि किमपि अधिकं वा न्यूनं वा भवेत् चेत् कृपया भवती सहाय्यं करोतु अस्तु अस्तु धन्यवादाः आम् मार्च् ट्वेण्टि सिक्स्त् भवति आं ट्वेण्टि फ़िफ़्थ् हरिद्रालेपनम् अस्ति अपि च कर्नाटकसङ्कीतमपि अस्ति आम् करणीयम् भवती चित्राणि प्रेषयतु तद्दृष्ट्वा अहं कस्मिन् समये किम् आवश्यकम् इति अहं भवतीं पृच्छामि निश्चयेन आं अस्तु चित्राणि दृष्ट्वा अहं वार्तां करोमि धन्यवादाः धन्यवादाः